हरिः ओं हरिः ओं महोदय महोदय महोदय अहम् एकाकी एव यात्रा कर्तुमिच्छामि महोदय आं महोदय मम ग्रामः हैदराबाद् नगरे अस्ति महोदय दक्षिणभारतदेशे केरला केरला के चन्नै च द धार्मिक क्षे धार्मिकक्षेत्राणि महो धार्मिकक्षेत्राणि महोदय महोदय

आं कार्यानेन कर्तुमिच्छामि महोदय आं महोदय आं महोदय आं महोदय आं महोदय आं महोदय आं महोदय आं महोदय अस्तु महोदय नास्ति महोदय अस्तु महोदय अस्तु महोदय अस्तु महोदय अस्तु महोदय महोदय चन्नैमध्ये बीच् तदपि द्रष्टुम् इच्छामि आं महोदय आं महोदय मरिना बीच् महोदय महोदय अस्तु महोदय अन्यत् सैट् सीयिङ्ग् किमपि अस्ति वा महोदय चन्नैमध्ये भोजनादिकं रेस्टोरेण्ट् अल्पाहारगृहं मध्ये महोदय अस्तु महोदय महोदय इतोपि हिल् स्टेशन्स् किमपि वा निकटे अस्ति वा महोदय इ हिल् स्टेशन्स् हिल् स्टेशन्स्

अस्तु महोदय धन्यवादः महोदय